आम् अनिरुद्धः वदन्

अस्तु

मुख्यतः अहं तु शास्त्रीयसङ्गी शास्त्रीयसङ्गीत मधे कंपोजर् अस्तिम् अहं तु मदङ्गवादकः अस्मि मुख्यतः मृदङ्गं मृदङ्गवादकः मृदङ्गम् आम् आम् किन्तु अहं कम्पोसिङ्ग् अपि करोमि पूर्णतया किमपि नृत्यं नृत्यं नर्तकाः आगमिष्यन्ति तेषं प्रडक्षन् अस्ति तन्मध्ये अहं पूर्णतया कम्पोसिशन् अपि कर्तुं शक्नोमि अस्तु आम् आम्

किं भाषायां सन्ति अस्तु अस्तु ओ अस्तु आम् आं शक्नोमि किं विषयः ते तत् कम्पोसिशन्

ओ के युवानां तु अस्माकं शास्त्रीयसङ्गीतं मध्ये रुचि नास्ति तदहं जानामि आमः

चिन्ता नास्ति मम मित्राणि सन्ति ते तु जानन्ति पाश्चात्यसङ्गीतमपि जानन्ति तेषां सहायताम् अहं आं ट्यूषन् तु अहं कर्तुं शक्नोमि

पश्यामि तमपि पृच्छतु किम् अहं रचयामि खलु वदतु आमाम् अस्तु चिन्ता नास्ति